अन्तर्जालद्वारा द्वारा वस्तुविक्रयणं करोति चेत् स्वल्पसमये विना परिश्रमेन विविधवस्तूनि विक्रेतुं शक्नोति तत्र कोपि निर्दिष्टस्थानस्यापि आवश्यकता नास्ति अहम् अन्तर्जाललद्वारा क्रयनस्य कृते मेस्सो मेशो एमाज़न् फ़्लिप्कार्ट् इत्यादयः उपयोगं करोमि वर्तमानविपणस्य परिदृश्यम् अन्तर्जालमाद्धमेन भवेत् अन्तर्जालद्वारा विक्रयणस्य लाभः अस्ति कोपि निर्दिष्टस्थानस्य आवश्यकता नास्ति स्वल्पसमये अधिकवस्तूनि विक्रय् विक्रेतुं शक्नोति तत्र समस्यबाधा अस्ति किं सर्वदा अन्तर्जालः सर्वस्मिन् स्थाने अन्तर्जालः सम्यक् न भवति तत्र किञ्चित् समस्या अस्ति अन्यस्मिन् किं भवति सर्वस्मिन् स्थाने एतत् किञ्चित् समस्या भवति